अहं अन्तर्जालीय पुटस्य अनुसरणं करोमि तत्र विज्ञानवार्ताः अपि आगच्छन्ति ताः अपि पठामि एतेषु दिनेषु ए ए ऐ मध्ये अपि मम अध्ययनं चलति तत्र प्रोफेसर् एण्ड्रियू एन् जि इति एकः अत्यन्तं प्रसिद्धः जनः अस्ति तस्य अपि साप्ताहिकं इति एकम् आन्लैन् माध्यमेन आगच्छति द बेच् इति नाम्ना ए ऐ इति क्षेत्रे नूतन नूतन अविष्काराः ये भवन्ति प्रतिसप्ताहं तेषां वृत्तं आगच्छति तत् सर्वं बहु रोचकमस्ति बहु गत्या प्रगतिः अस्मिन् क्षेत्रे चलति इति मम अभिप्रायः प्रायः एतेषु दिनेषु अस्माकं देशे भारते अपि ए ऐ वार्ता इति कि कश् काचित् श्रूयते तथापि अहं चिन्तयामि यत् भारते ए ऐ विषये प्रायः द्वित्रिवर्ष विलम्बेन कार्यं आरब्धवन्तः अस्मिन् क्षेत्रे द्वित्रि द्वित्रि वर्षाणां कालावधिः अत्यन्तं दीर्घकालावधिः यतः प्रतिदिनं नूतनं नूतनं आविष्कारः भवन्ति बहुशक्तिशाली टेक्नोलजी प्रोग्योकिकीति एषा अस्ति जनाः तु रोबाट् अपि निर्मितवन्तः तत्र ए ए ऐ उपयुज्य रोबाट् निर्मितवन्तः तत्र मशिन् लर्निङ्ग् अपि अस्ति कण्ट्रोल् अपि अस्ति रोबाटिक्स् अपि अस्ति अस्मिन् क्षेत्रे बहु कार्यं बहु कार्यं बहुवार्ता अपि भारते न श्रूयते अद्य यदि वयं पश्यामः ए ऐ कुत्र दृश्यते भारते तत्र प्रायः चाट् बाट् इति विषये वयं श्रुण्मः परन्तु चाट् बाट् इति ए ऐ प्रद्योगिक्याः लघुबाधः एव ह्यः एव मया पठितं यत् ओला कम्पनी अस्ति अत् भाविष् अग्रवालः इति तस्या संस्थापकः तेन अपि एकः चाट् बाट् निर्मितः तर्हि तत् बहु सन्तोषजनकमस्ति यत् भारतीय संस्थानः संस्थानानि अपि किञ्चित् किञ्चित् कार्यं कुर्वन्ति परन्तु बहु कार्यं करणीयं एतस्याः प्राद्योगिक्याः उपयोगः नैव केवलं सामान्य जन जनस्य जीवनं प्रभावितं करोति परन्तु सैन्यस्य अपि कर्तुं शक्नोति सैन्यक्षेत्रे अपि एतस्य अधिकः बहु अधिकः प्रयोगः भवितुं अर्हति अतः स्म अस्माभिः भारतीयजनैः अपि बहु गत्या अस्मिन् क्षेत्रे कार्यं करणीयं विज्ञानसम्बद्धं चलचित्रं आम् एक् एकं अहं दृष्टवान् परमाणुः इति कथं भारतीय वैज्ञिकाः परमाणु विस्फोटकं निर्मितवन्तः येन भार भारतमपि न्यूक्लियर् पवर् इति अभवत् तादृशं शस्त्रं अस्माकं अस्ति इत्यतः एव अस्माकं देशं रक्षितं अस्ति कोपि शत्रुः अस्मान् आक् आक् अस्माकं आक्रमणं सरलतया कर्तुं न शक्नोति तेषामपि भीतिः भवति इतोपि व्यक्सिन् वार् इति सम्यक् चलचित्रं मया दृष्टं कथं केवलम् नव दशमासाभ्यन्तरे अस्माकं भारतीयवैज्ञिका वै वैज्ञिकाः वेक्सिन् इत्युगे इत्युक्ते करुणा महरोगस्य सूच्यौशधिं निर्मितवन्तः अहोरात्रं रात्रि अहोरात्रं तेषां कार्यं अभवत् तत्रापि सप्ततिप्रतिशतं महिलावैज्ञानिकाः आसन् तत् बहु सन्तोषजनकम्